आम् महोदय मम यतः अहं भोजनस्य आर्डर् दत्तवती तत्र किमपि मूल्यं न्यूनं भवितुम् अर्हति वा तत्र कोऽपि विकल्पः वर्तते वा इति मम चिन्तनम् एकवारम् अहं भवतः अन्तर्जालपुटम् अपि जालपुटम् अपि उद्घाट्य दृष्टवती मह्यं न प्राप्यते कृपया भवन्तः वदन्ति चेत् अहं तत्र कोऽपि किमपि प्रतिशतं मूल्ये न्यूनं कर्तुं शक्नोमि वा इति चिन्तनम्